नमस्ते ओला यत्र अहम् अत्र मैसूरनगरे कुवेमपुरनगरे कविता बेकरी अस्ति कलु तत्र अस्मि इतः श्रीराम्पुरा प्रदेशं गन्तुम् इच्छामि अतः एकः ओला अटो बुक् कर्तुम् इच्छामि शीघ्रं प्रेषयितुं शक्यते किं